हरिः ओम् नमस्कारः अस्माकं क्षेत्रे राजकीयनेतारः इत्युक्ते बि आर् एस् पार्टी पक्षतः अरेकपूडिगान्धिमहोदयः चन्दानगरप्रान्ते अरेकपूडिगान्धिमहोदयः अस्ति बहु सम्यक्तया अस सः बहु सम्यक् रूपेण सः कार्यं कृतवान् इति इतः पूर्वम्

अरेकपूडिगान्धिमहोदयः किमपि का क कष्टाः सन्ति चेत् जनाः किमपि प्रष्टुं चेतपि सः साहायं कृतवान् इतः पूर्वम् इ इ इदानीमपि सः कर्तुं सः अहं कर्तुं शक्नोमि इति सः सः कर्तुं शक्नोमि इति उक्तवान् एलेक्शन् समये अपि बहु सम्यक् रूपेण जनान् किमपि कष्टान् निवेदयन्ति निवेदयन्ति निवेदितवन्तः ते शीघ्रं तेषां कृते साहायं कर्तुम् अग्रे ते स्थितवान् स्थितवान् एतत् विषयं बहु समीचीनं विषयं अ अनन्तरम् अस्माकं कालनी कृते अपि इतः पूर्वं बा सः अभिवृद्धिकार्यक्रमाणि बहूनि सः कृतवान् सः क कर्तुं समये अपि मम पक्षतः मम पक्षतः मम कालनि प्रसिडेण्ट् अस्ति मम कालनि प्रसिडेण्ट् अपि गान्धिमहोदयस्य सूचयेन सः किमपि कार्याणि सन्ति चेत् इत्युक्ते किमपि कार्याणि इत्युक्ते रवाणव्यवस्था रवाण तत्र प्रक्षालनार्थं रवाणप्रक्षालनार्थम् कथं करणीयं पर्वदिनानि सन्ति मध्ये मध्ये एकमासे कति कत् कतिसमयः प्रक्षालनं करणीयं प पर्वदिनानि सन्ति खलु पर्वदिनानि पूर्वमेव प्रक्षालनं करणीयं प्रक्षालनार्थं कति जनाः आवश्यकं कथं करणीयमिति एतान् विषयानपि बहु समीचीनरूपेण गान्धिमहोदयेन महोदयेन सूचयेन सूचयेन प्रकार सूचयप्रकारेण अस्माकं प्रेसिडेण्ट् कृतवान् अस्माकं कालनिमध्ये प्रसिडेण्ट् कृते किमपि साहायम् आवश्यकं चेत् मम पक्षतः मम मम मम पक्षतः मम गृहे प पा वामतः दक्षिणतः जनाः सन्ति खलु अपार्ट्मेण्ट्मध्ये ते अपि कर्तुं शक्नोमि इति उक्तवन्तः वयं सर्वे मिलित्वा एव अस्माकं काल्नि अभिवृध्यर्थं गान्धिमहोदयेन सूचितं सूचनार्थं वयं कृतवन्तः अनन्तरं गान्धिमहोदयेन अतः वाहनव्यवस्थापि सम्यक् रूपेण कृतवन्तः पर्वदिने अपि इ प्रायशः वयम् आह्वयितुं ते अवश्यम् आगतवन्तः आ आगतवान् आगतवान् आग आग आगत्यानन्तरं किमपि भवन्तः सर्वे आवश्यकमस्ति चेत् मह्यं पृच्छतु इति सः सम्यक् रूपेण पृष्टवान् जनानां जनानां समस्याः अपि किमपि अस्ति चेत् सः शीघ्रं सः स्पन् प्रतिस्पन्दनं दत्तवान् अ अस् अतः अतः वयं सर्वे मिलित्वा अस्माकं कालनि पक्षतः कार्यं कर्तुं गान्धिमहोदयस्य सूचनेन अरेकपूडिगान्धिमहोदयस्य सूचनं सूचनार्थं वयं कर्तुम् अवश्यं सिद्धाः स्म सिद्धाः